शनैः शनैः सम्भाषणेन पदानाम् अनुवर्तनेन कदाचित् प्रादेशभाषायाः पदानाम् उपयोगेन कदाचित् संज्ञाद्वारा कदाचित् साक्षात् वर्षु वस्तु दर्शनपुरस्सरं कदाचित् वस्तुनः नामाङ्कनं संस्कृतेन कृत्वा अनन्तरं प्रदेश प्रादेशिकपदव्यवहारेण अथवा आङ्ग्लभाषायां पुनः उच्चारणेन इत्येभिः उपायैः संस्कृतभाषिणः संस्कृतभाषां अजानद्भिः सह सामान्यतया संभाषणं कुर्वन्ति